गतेषु वर्षेषु मनोरञ्जनक्षेत्रे उन्नतिः दृश्यते पूर्वकाले जनाः नाटकं द्रष्टुं गतवन्तः आरात्रि नाटकं वा नाट्यं वा दृष्टवन्तः इदानीं तु चलचित्रस्य मुख्यत्वं भवति तत्तु विदेशे ये चलचित्राः भवन्ति ते एव प्रमुखाः भवन्ति तदेव जनाः रोच् जन तदेव जनेभ्यः रोचन्ते भारते जनाः चलनचित्रमेव दृष्टुम् इच्छन्ति